ये वेदाध्ययनं कुर्वन्ति ते साक्षात् देवतुल्याः इति एव वक्तव्यः वेदस्य अध्ययनं तु सामान्यतया यथा विश्वविद्यालये भवति तथा तु कर्तुं न शक्नुमः किमर्थम् इत्युक्ते अत्र वेदाध्ययनस्य वेलायां सर्वे अंशाः पालनीयाः सर्वे आचाराः सम्यक् निष्ठतया पालनीयाः एवम् एकं वेदस्य वेदस्य आलोचनां विना अन्यस्य आलोच् अन्यायाः आलोचनायाः विषये अस्माकं मनः न भवेत् अतः वेदस्य अध्ययनं तु बहु सुखं सुखतरं बहुसुलभम् इति वदन्ति चेत् तत् तत्तु मुर्खस्य आशा इति भवति किमर्थम् इत्युक्ते ये वेदाध्यायिनः सन्ति ते सर्वेऽपि पाठशाला इति एकस्मिन् भवने उपविश्य तेषाम् अनुष्ठानादिकं कृत्वा तेषां मनः सर्वमपि वेदस्य अध्ययने एव संस्थाप्य इतरलौकिकवृत्तान्ते तेषां मनः न भवति एव सर्वं कृत्वा एतत् सर्वं भवति अतः वेदस्य वेदाध्ययने निरतस्य चर्या तु कथं भवेत् इत्युक्ते बहु साधुतया बहु मुख्यरूपेन भवेत् तेषां तु आवृ गौरवं सर्वत्र तेषां भवेतेव अतः वेदाध्ययनं तु सर्व सर्वैः ब्राह्मणैः करणीयमेव इति